कोविड् नैन्टीन् रोगसमये अहं मम अध्ययनं प्रदेशे एव वासं कुर्वन् आसं तत्र ये च छात्राः आसन् तान् सर्वानपि गृहं प्रति प्रेषितवन्तः किन्तु अहं तत्रैव वासं कर्तुम् इच्छामि स्म इत्यतः अवकाशं कल्पितवन्तः तत्र च मम गुरूणां सेवां कुर्वन् तथा च अध्ययनं च कुर्वन् कालं यापितवान् तन्मध्ये व्याक्सीन् इत्यादिस्वीकरणम् अपि तत्रैव आयोजितमासीत् तत्र निकटे एव अस्माकं संस्था एव आसीत् जनसेवापरिसरः तत्र राष्ट्रिय स्वयम्सेवकसङ्घं परितः अनेकविधानि सेवाकार्याणि क्रियन्ते स्म तत्र प्रदेशेषु विद्यमाननिर्धनजनानां कृते आहारव्यवस्थामपि वयं कल्पितवन्तः ये च अशक्ताः आसन् तेभ्यः तण्डुलं तैलादीनां वितरणमपि अस्माभिः कृतम् आसीत् एवमेव शालायाम् उचितरूपेण व्याक्सीन् दानम् अपि क्रियते स्म तत्र च अहम् एकमासं यावत् सेवा कार्यकर्तारूपेण कार्यमपि कृतवान् एवं रूपेण अहं कोविड् महारोगकाले स्वात्मानम् एतादृशसेवाकार्येषु गुरूणां सेवायाम् अध्ययने च माम् अहं युक्तवान् योजितवान् एवम् अहं कुत्रापि निराशतां न अनुभूतवान् आनन्देनैव एतादृशकार्येषु संल्लग्नः आसं देवानुग्रहात् एतादृशम् अवकाशम् अहं प्राप्तवान् इति अहं बहु आनन्दः मम आनन्दः अनुभूयते तदा तदा धन्यवादः